मनसि लाघवम् कथं करणीयम् इति विषये मम लेखने अभिरुचिः अस्ति मम अभिरुचिः अस्ति तद्विषये लिखितुम् इच्छामि सर्वेषाम् कार्याणां मूलकारणं तेषां मनसि विद्यमानाः विकल्पाः यदि मनसि विकल्पाः विरलाः भवन्ति अतः मनसि सुखः सुखम् अनुभवन्ति लग् लाघवम् अनुभवन्ति एतद् शास्त्रेषु अपि लिखितमस्ति वेदशास्त्रे सत्यं वद उपनिषद्वाक्यमस्ति सत्यं वद धर्मं चर तत्र तस्य अर्थं किं सत्यं वद यदि वयं सत्यमेव वदामः तदा अस्माकं मनसि भारः नास्ति यदि असत्यं वदामः तदा अस्माकम् अन्तः मनसि भारं भवति तत् असत्यं स्थापनार्थं पुनप्पुनः अन्य अन्य अवस् असत्यं वक्तुम् आवश्यकं भवति

मनसि लाघवम् अनुभवरूपेण सर्वे ज्ञातुं शक्नुवन्ति धर्मं चर इति अन्यवाक्यमस्ति धर्मम् इत्युक्ते किम् धर्मम् इति वाक्यस्य अर्थः भिन्नरूपेण वक्तुं शक्यते भिन्नभिन्नरूपेण वक्तुं शक्यते अस्माकं स्थितेः अनुसृत्यम् एव धर्मस्य अवगमनं भवितुं शक्यम् धर्मत्स् अस्मा फ़ार् एक्साम्पल् अहम् एका गृहिणी एका माता मातुः धर्मं यदि अहं सम्यक् पालयामि तदा मम गृहे शान्तिः अस्ति धर्मं चर इत्युक्ते यदि भवन्तः सर्वे स्वधर्मरूपेण शरीरयापनं करोति तदा तस्माक् भवतः अन्तः समीपे सर्वत्र भवतः समीपे शान्तिः अभवत् लाघवम् अनुभवन्ति तदेव तद्विषये एव मया सदा विचारः भवति